मया मासद्वयात् प्राक् अहं हेड् एण्ड् शोल्डर्स् इति शेम्पू स्वीकृतवान् आसम् तेन कारणेन एण्टी डेण्ड्रफ् इति तत्र लिखितमासीत् उपरि इति कारणात् मया स्वीकृतं परन्तु कथञ्चित् हेड् एण्ड् शोल्डर्स् इत्युक्तौ शोल्डर्स् सम्यक् एव अस्ति मम हेड् तु सम्यक् न जातं परञ्च एण्टी डेण्ड्रफ् इति वर्तते परञ्च डेण्ड्रफ् अपि किञ्चित् सम्यक् तत्र न गतम् अस्तु अनन्तरम् अन्यत् स्वीकृतवान् शेम्पू नैल् इति तत्र तेन नाम शेम्पू तस्य उपयोगानन्तरं किञ्चित् मम यत् वर्तते शिरः सम्यक् केशाः तदानीं सम्यक्तया सञ्जाताः मध्ये किं जातं गतमासे तत् शेम्पू अपि मध्ये विघ्नोत्पादकः सञ्जातः ततः पश्चात् आयुर्वेदिक् शेम्पू किञ्चित् स्वीकृतवान् तदारभ्य इदानीं किञ्चित् सम्यक् अस्ति तर्हि शेम्पू एव भवन्तः आयुर्वेदिक् शेम्पू इति एव स्वीकुर्वन्तु हेड् एण्ड् शोल्डर्स् इच्छया स्वीकुर्वन्तु इच्छन्ति चेत्